भारतस्य अधिकृतभाषाः वर्तन्ते कन्नडं संस्कृतम् आङ्ग्लभाषा तमिळ् मलियाळि इत्यादिभाषाः तदतिरिच्य प्रादेशिकभाषाः काश्चन भाष्यन्ते

कोङ्कणि अनन्तरं मराठि अपि च भाषा भाषां मिश्रणद्वारा सम्भाषयन्ति तत्र प्रेदेशानुसारं तेषां भाषाः भिद्यन्ते अपि च क्वचित् प्रदेशेषु निश्चितभाषाः वर्तन्ते अतः भाषावैविध्यमिति भारतदेशे वर्तते अपि च यदि भाषायां विविधता भवति तर्हि भाषायाः माधुर्यं वर्धते अपि च भाषायाः ज्ञाने सति भाषाशुद्धिः भवति अपि च भाषाः विविधप्रदेशेषु विविधाः भाषाः भाषन्ते एकस्याः एव भाषायाः वैविध्यानि भवन्ति यथा कन्नडस्यैव भ कन्नडभाषायाः एव प्रत्येकस्मिन् भागे प्रत्येकं भाषन्ते तत्र विविधता श्रूयते अतः तत्र भाषायां विविधता प्रदेशानुसारं भवति इति मम अभिप्रायः